आं यदा वयं चारणे आसं तदा एको वानरः मध्ये आगतः तथा च अस्माकं ब्याग्स् झटिति अपहृतः तस्मिन् ब्याग्मध्ये किञ्चित् खाद्यवस्तूनि आसन् तेपि सः वानरः मोदेन खादितः तदा च बहु आनन्ददायकः चारणम् अभवत् अस्माकं तथा च नैकानि छायाचित्राणि अस्माभिः तत्र गृहीतः गीयं गीतानि अस्माभिः तत्र अगीयन्त इति तथा च फ़ेस्बुक्मध्ये इन्स्टाग्राम्मध्ये अस्माभिः तद् प्रेषितव्यः खलु तस्मात् वयं तत् कृतवान् तथा च राममन्दिरस्य छायाचित्रं नागार्जुन् टेकडि इत्यस्य छायाचित्रं तथा चारणसमये यद्यद् अद्भुतं तथा च आनन्ददायकम् आसीत् तेषां स्मरणिकारूपेण छायाचित्रम् अस्माभिः गृहीतः रोचकः छा चारणम् अभवत् अस्माकम्